शालापठ्य विषये मुख्यपुस्तकानि भवन्ति छात्राः वर्गे शिक् शिक्षकै यत् पाठ्यते तत् जानन्ति तथापि केचन मार्गदर्शि पुस्तकानि इच्छन्ति मार्गदर्शि पुस्तकानि अपि अनेक संस्थाः भिन्न भिन्न प्रकारेण भिन्न भिन्न आकर्षकरीत्या प्रकाशयन्ति परन्तु तत्र विषयाः सर्वत्र सम्यक् समानतया न भवन्ति एव यतोहि एकैकाः शिक्षकाः एकैक रीत्या लिखित्वा ददाति तन् मध्ये अहम् एकम् पुस्तकं दृष्टवान् अस्मि स्पर्धा इति स्पर्धा पुस्तके प्रति पाठस्य विषये यथा पाठ्यपुस्तके अस्ति तथा विवरणम् इत्यादिकं नास्ति परन्तु तदपेक्षया छात्राणां ज्ञानार्थम् अधिकविषयाः तत्र विवरणं कृताः अनन्तरं बहु चयन प्रश्नाः एकाङ्क प्रश्नाः एवं तत् पाठसम्बन्धे एव अधिकां चित्वा तत्पुस्तकं रचितम् अस्ति स्पर्धा इति नाम तादृशम् एव पुस्तकम् पृष्ट्वा स्वीकुर्वन्तु छात्राः नाम अन्यान्य पुस्तकानि सन्ति परन्तु तेषां विषयगुणवत्तता नास्ति परीक्षासम्बन्धेन सह अस्माकं ज्ञानविकासार्थं स्पर्धा पुस्तकमेव स्वीकुर्युः